क्रीडायाः समये जनाः शरीरस्य परिश्रमं कृत्वा एव क्रीडन्ति धावनम् अटनं लङ्घनम् उपवेशनं हस्तचालनम् इत्यादयः क्रीडायाः महत् प्रयोजनं वर्तते यत् रुधिरपरिवहनं सम्यक्तया भवति इति एवं खेलनसमये यः स्वेदः बहिरागच्छति तदस्माकं शरीरस्य आरोग्याय उपयोगं भवति उपयोगं भवति सर्वैरपि क्रीडाः उत्साहेन एव क्रीड्यन्ते उत्साहत्वात् मनसि यत् क्लेशः वर्तते तत्सर्वं विस्म्रियते मनश्शान्तिरपि भवति अतः शरीरे विद्यमानानां धातूनाम् अपि मालिक्यूल्स् तेषामपि पासिटिव् वैब्रेशन् वर्धते सद्भावात्मकस्फूर्तिः वर्तते इति अतः आभ्यन्तरस्वास्थ्यं तथा बाह्यस्वार् स्वास्थ्यम् उभावपि समीचीनं भवति